नमस्ते रेपिडो केब् सेण्टर् वा मम नाम सन्ध्या इति अहं स अस्साम् गन्तुमिच्छामि सप्टेम्बर् मासे नवदशदिनाङ्के गन्तुमिच्छामि मया सह सप्तजनाः आगच्छन्ति सप्तजनानां सप्त सीटरस् अपेक्षते बुक् कर्तुं कियद्धनम् अपेक्षते समयः कः कदा गन्तव्यमिति अहं सर्वं ज्ञापयामि कृपया मम कृते कियत्ध् धनं जातम् इति वदन्तु धन्यवादः